अस्माकं प्रदेशे तु अरोग्यसेवाः सम्यक् उपलभ्यन्ते एव

तदर्थम् अस्माभिः मीन् राजीवगान्धी होस्पिटल् तत्र एव गन्तव्यं भवति गोर्न्मेन्ट् होस्पिटल् नो चेत् समीपे म मयाट् इति एकं होस्पिटल् अस्ति तत्र एतद् सर्वं रुग्णचिकित्सा चिकि सर्वं जानुचिकित्सा सर्वं तत्र भवति नी ट्रान्स्प्लान्ट् इति वदामः ननु तत् सर्वं भवति भगवदनुग्रहेण एतावत् पर्यन्तम् एवं न आसीत् परन्तु लोकाः जनाः तत्र सामान्यतया तत्र चिकित्सार्थं तत्र गच्छन्ति एव तद् त तदर्थम् आम्बुलेन्स्सेवा तत् सर्वं भवति एव तत्र गच्छन्ति एव अस्माकं प्रदेशे उत्तमाः वैद्याः बहवः सन्ति बहु उत्तमतया चिकित्सामपि ददति एव